वेदाध्ययनार्थम् अवश्यं मित्राणि अङ्गानि भवन्ति एकं व्याकरणम् अन्यं शिक्षा आवश्यकं त बहवः सन्ति परन्तु दो अतीव आवश्यकं किमर्थं चेत् यः व्याकरणं जानन्ति सः वेदाध्ययनं सरलतया करोति किमर्थं चेत् यः सन्धिविच्छेदं कर्तुं शक्यते यः व्याकरणं पठन्ति अतः एव व्याकरणपठनं पठनम् अतीव आवश्यकं भवति यः व्याकरणं जानाति सः एव वेदम् अतीव सरलतया पठति किमर्थं पाठयितुम् अपि शक्यते किमर्थं चेत् सः सन्धिं जानाति अन्यतमः भावं जानाति अतः एव सः जानाति सन्धिविच्छेदस्य अर्थम् अत्र स्वरः कुत्र भवति अत्र अनुदात्तः भवति य उदात्तः भवति अतः एव व्याकरणम् अतीव आवश्यकं भवति अन्यः शिक्षा अपि अतीव आवश्यकं किमर्थं चेत् शिक्षां पठति चेत् कीदृशं या कीदृशं वेदं पठनीयं य एतादृशं वेदं पठनीयं तत्सर्वं शिक्षामध्ये अस्ति तत्करणात् शिक्षापि अतीव आवश्यकं वेदाध्ययनार्थम् अतः एव द्वौ एव अतीव आवश्यकम् एकं व्याकरणम् अन्यतमं शिक्षा अतीव आवश्यकं भवति वेदाध्ययनार्थम्